अहं पूर्वमेकं पुस्तकं पठितवान् नाम अस्ति सुभाषचन्द्रबोशः तत्र पुस्तके बलिदानः नाम इत्युक्ते येः भारतस्य भक्ताः सन्ति ते बलिदानरूपेण भारतस्य अह् भक्तिरूपेण तत्र स्थापितवन्तः अहं चिन्तिन्तवान् कि तत्र किं बलिदानम् अस्ति अहं पुस्तकं पुस्तकस्य पाठानन्तरं मम नेत्रयोः अश्रूः आयाति